अहम् एकम् उत्तमं सुन्दरं च छायाचित्रग्रहणयन्त्रं स्वीकृतवान् अस्मि तद् यन्त्रं बहु सुन्दरम् अस्ति तस्य मूल्यं भवति द्विलक्षाधिकं मूल्यं तस्य वर्तते तेन वयं भावचित्रं स्वीकुर्मः चेत् भावचित्रस्य अन्तर्भूतभावः बहु सम्यक् दृश्यते आसीत् अतः अहं कुत्रापि गच्छामि तं यन्त्रं स्वीकृत्य एव गच्छामि बहूनि छायाचित्राणि अहं तेन स्वीकृतवान् अस्मि अहं प्रकृतिः सौन्दर्यस्य भाववित्राणि पुनश्च मानवानां जा छायाचित्राणि पुनश्च पक्षिणां प्राणीनां परिसरस्य सर्वविधानि भावचित्राणि अहं स्वीकृत्य तत्र स्टोर् कृतवान् अस्मि बहु सुन्दरं बहु सम्यक् च त सः तद् छायाचित्रग्रहणयन्त्रं सम्यक् अस्ति तेन मम कृते कोपि दोषः तत्र कोपि दोषः अस्ति नूनं किमपि अस्ति इति किमपि न भाति बहु सम्यक् तस्य प्रोसेसर् अपि बहु सम्यक् अग्रिमकाले बहु सम्यक् उपयोगः तस्य भवितुम् अर्हति न्यू जन्रेषन् केमरा तद् वर्तते अतः तस्य कोपि दोषाः न आगताः अतः सः तद् मम कृते बहु इष्टं मदिष्टं छायाचित्रग्रहणयन्त्रम् वर्तते